हरि ओम् वदन्तु आम् सत्यं वदतु महोदय अस्तु सम्पूर्णगृहस्य वा अथवा एकस्य भागस्य वा ओ अर्धभागं वा तत्र किं किम् आगच्छति अस्तु पुत्राणां वसति गृहम् अपि अस्ति वा कति वय पुत्राणाम् अस्तु केवलं पुत्र वा अथवा पुत्र पुत्री वा उभयो समानप्रकोष्ठ वा अथवा भिन्न भिन्न प्रकोष्ठ वा ओ भिन्न भिन्न प्रकोष्ठ वा तर्हि तयो अभिरूचिः का ओ समीचीनम् तर्हि पुत्रस्य प्रकोष्ठं प्रति क्रीडापटूनां चित्राणि क्रीडावस्तूनि स्थापयितुं शेल्फ् क्रीडायां विजयतपदकानि स्थापयितुं शोकेसेस् भित्तौ क्रीडया चित्राणि क्रीडासम्बन्धी पोस्ट् स्थापयितुं शक्यते आम् पुत्र्या प्रकोष्ठे संगीतवाद्यानां म्यूज़िकल् नोट्स् इत्यादि चित्राणि विविध नाट्यभङ्गय विविध नृत्यशैलीनां चित्राणि तस्य विविध नृत्यभङ्गीनां भावचित्राणि वाल् पेयिन्टिंग् कारयितुं शक्यते सम्यक् तथा पूजागृहे दीप ओम्काररयुक्तस्य टैल्स् स्थापयितुं शक्यते फ्रंट् एलिवेशन् कृते टीक् वुड् डिज़ैन् बोनसाय् गार्डन् अपि कर्तुं शक्यते तथैव पाकगृहे अपि अस्तु महोदय तत्र भिन्न भिन्न स्तरा सन्ति भवन्त आपणम् आगच्छन्ति चेत् सम्यक् विवरणं प्राप्तुं शक्नुवन्ति आगच्छन्तु इति प्रार्थयामि अस्तु महोदय राम् राम्